आं मम क्षेत्रे कुपोषोणस्य समस्या अस्ति कुपोषोणस्य अधिकतः समस्याः गरीबवर्गस्य उपरि अस्ति तस्य सम्यक्तया आहारः न मिलति तेन कारणेन कुपोषणस्य समस्या तेषु वर्गेषु अधिकाः सन्ति ये रोगाः सङ्क्रमणेन प्रसरन्ति तेन कारणेन अपि कुपोषणस्य समस्या जाता सर्वे जनाः शुद्धं पेयजलं तथा च स्वस्थम् आहारं न लभ्यते तेन कारणेन कुपोषणसमस्यायाः उद्भवः भवति बालकस्य भोजने यदि शुद्धं धान्यं रसिकफलं तथा च दुग्धं दुग्धं मिलति तर्हि कुपोषणस्य निवारणं भवति येन सः वैद्यस्य उचितपरामर्शः आवश्यकः अस्ति यदि अधिकमात्रा मध्ये शुद्धं जलं पिबति तर्हि अपि बालकस्य अस्याः समस्यायाः निवारणं भवति सर्वकारः शासनद्वारा अपि कुपोषणस्य निवारणार्थं विविधाः योजनाः प्रचलन्ति कुपोषणस्य त्रयः प्रकाराः सन्ति अल्पपोषणः अतिपोषणः कुपोषणः सामाजिकः तथा च आर्थिकसमस्या अपि कुपोषणस्य प्रमुखकारणे स्तः एतेन प्रकारेण कुपोषणस्य समस्या अतीव चलति